हरेकृष्ण नमस्ते अन्नपूर्णभोजनशाला वा अहं आर् एस् पुरंतः रमा इति वदामि एकघण्टात्पूर्वं अहं रोस्ट् पञ्च अनन्तरं पोङ्गल्द्वयं ऐस्क्रीम् पञ्च इति अहं आर्डर् कृतवती अत्र रोस्ट् पोङ्गल् इति स्वीकृतमस्ति किन्तु ऐस्क्रीम् पेटिका न आगतं अतः तत् झटिति प्रेषयन्ति वा झटिती प्रेषयतु धन्यवादः